दर्शनशास्त्रेशु मम बहु आसक्तिः वर्तते तत्र तु तत्र तु वेदान्तदर्शने मम आसक्तिः वर्तते मम गृहे बालकं बालकादेव भगवद्गीतायाः पारायणं भवति एवञ्च य मम मातुः प्रतिदिनमपि मम मह्यं भगवद्गीतापारायणं पा पाठितवती एवञ्च यदा अहं किञ्चित् पञ्चदशवर्षाणि अभवम् तदा तस्य अर्थं ज्ञातुम् अपि प्रयत्नं कृतवती एवञ्च शनैः शनैः तस्य अर्थः श्लोकस्य अर्थः किम् अस्ति इति श्रोतुम् अपि बहु प्रयत्नं कृतवती एवं तदनन्तरं स संस्कृतक्षेत्रे प्रविष्टवती तत्र मम सौभाग्यवशात् वेदान्तशास्त्रस्य अध्ययनं कृतम् अन्यशास्त्रस्यापि अर्थं ज्ञातुं प्रयत्नं कृतवती कृतवती एवञ्च भगवद्गीता भगवद्गीतायाः श्रवणेनैव पापं पापं नश्यति इति कथयन्ति तत्र मम बहु बहु अभि रुचिः वर्तते